पूर्वतने मोबैल् सङ्ख्या प्रस् द्व रूपेण प्रेषितुम् आसीत् पु पूर्वे इन्कमिङ्ग् औट्गोयिङ्ग् काल् मध्ये अपि क्रय क्रयः अधिक अस् आसीत् नेट्वर्क् अपि टू जि त्रि मज्ये मध्ये एव आसीत् परन्तु अद्य मोबैल् बहु परिव टच् रूपेण प्रेषितुम् अर्हति तस्य नेट्वर्क् अपि फो त्रि जि फोर् जि फै जि पर्यन्तं शीघ्रमेव पर्श् प्रेश् प्रेषितुम् अर्हन्ति ईमेल् वाट्सेप् युट्यूब् सर्वमपि अत्रैव स्थित्वा प्रेषितुम् अर्हति अल्पमूल्येन बहूपयोगि कार्याणि निर्वहन्ति प्रदेशसमाचारान् अपि अत्रैव स्थित्वा प्रदेश विदेशसमाचारान् अपि अत्रैव स्थित्वा द्रष्टुं शक्नुमः शक्नुमः मम अहं जियो सिम् उपयोगं करोमि तस्य पेकेज् षड् स् शतं मौ मौल्यं अहं दास्यामि परन्तु अल्पमूल्येन बहूपयोगि कार्याणि निर्वहति